मां त्यक्त्वा कुटुम्बे मम माता पिता च उद्या उद्यानकार्ये रुचिं प्रदर्शयन्ति यतोहि अहं यदा न भवामि तत्र सस्यानां कृते जल स्थापनं पुनश्च सस्ये यदि कश्चन क्लेशः वर्तत तर्हि क्लेशनिवारणं माता पितृभ्यां क्रियते पुनश्च काले काले तस्य यद् दातव्यं वर्तते यथा गोबरादिकं तत् सर्वं सम्यक् समये दीयते पुनश्च सस्येभ्यः प्राप्त पुष्पाणि वा फलानि वा सम्यक् सर्वेभ्यः दत्वा खाद् खादन्ति पुनश्च यदि क्वचित् गमनसमये कश् किञ्चित् नूतनं सस्यं दृष्टं चेत् तद् नूतनसस्यं स्वीकृत्य अस्माकं गृहे यदि वर्धयन्ति इत्येशः विशेषः तस्मात् मया ज्ञातं यत्वि मम विनापि मम कुटुम्बे माता पितृभ्याम् उद्यानकार्ये रुचिः प्रदर्श्यते इति